श्रीस्कन्दः इति वा अयम् हा भवन्तः राजकारणिः खलु भवान् हा कुत्र कुत्र वसति भवान् आ मदीयपरिचयम् अनन्तरं करोमि भवान् कुत्र वसति इति वदतु पृच्छन्नस्मि किल ह शृङ्गगिर्यामेव वसति खलु भवान् ह नग्नायते वा भवता शृङ्गेरिः शृङ्गगिर्यामत्र बहूनि अमूल्यानि वृक्षाणि सन्ति इति हा तर्हि तान् सर्वान् किमर्थं भवन्तः कर्तयन्ति

हा आगच्छन्ति सत्यम् किं तेभ्यः सर्वेभ्यः अपि अत्र शैत्यं भवति इत्यतः भवन्तः किं तत्र औष्ण्यं कर्तुम् अग्निं संस्थापयितुं सर्वमपि भवन्तः निश्कासितवन्तो वा कर्तितवन्तो वा वृक्षान् ह तर्हि कन् हा वदतु हा किं सम्यक् न भवति तदेव किं सम्यक् न भवति इत्यतः एव तत्र वृक्षाणि न कर्तनीयानि भवन्ति आ आ इदानीं सर्वत्रापि वृक्षनाशः सञ्जायमानः वर्तते अत्र शृङ्गगिरौ वा किं कानिचन वृक्षाणि सन्ति भवन्तः आगच्छ तदपि कर्तयन्ति चेत् किं कुर्मः वयमत्र पार्किङ्ग् कृते तत्र वर्तते खलु गान्धीमैदानं वर्तते खलु तत्र किमिति हा वदन्तु हा किं हा किमपि कर्तव्यं तस्मात् वृक्षकर्तनं कर्तव्यं वा यत् मार्गाणि यानि सन्ति अत्र तत् प्रथमं समीचीनं कुर्वन्तु भवन्तः तदनन्तरं वृक्षकर्तनादिकं कुर्वन्तु वर्तन्ते अत्र उच्चस्तरीयाः सर्वाणि अपि वर्तन्ते भवन्तः न दृष्टवन्तः तर्हि तावदेव

हा आगछन्ति

अस् भवतु भवतु महोदय भवन्तः कुत्र सन्ति इति वदन्तु अहं तत्रैव आगच्छामि इदानीम् इदानीं हा एकवारम् अनन्तरं मिलामः वयम् अहम् अनन्तरं मिलामः अस्तु अस्तु अनन्तरं मिलामः